भारतस्य अस्यस्मिन् राज्ये नोपलभ्यमानानि राज्यस्य विशिष्टानि स्थानानि बह बहूनि सन्ति अत्र विजयनगरसाम्राज्ये विद्यमाना हम्पी हलेबीडु बेलूरु धर्मस्थल सुब्रह्मण्य एवं विभिन्नानि विशिष्टानि स्थानानि अत्र सन्ति एव विशिष्टस्थानेषु विशिष्ट विषयाः अपि भवन्ति अत्र मङ्गलूरुनगरे अपि करावलि तीरम् अस्ति एतत् अपि अन्यस्मिन् राज्ये आधिक्येन न भवति अत्रत्य कलाः यक्षगानं वा भवतु एषा कला कर्णाटके केवलं भवति न तु अन्य राज्ये देवाराधनम् इति अत्र विशेषकला अस्ति देवं दैवत्वेन दृष्ट्वा ततः समस्यानां विमुक्तिं प्राप्य जनाः अत्र दैवाराधनं कुर्वन्ति